एका अनुज भ्राता अस्ति तस्य इच्छास्ति यत् सा पि पि टि माध्यमेन किमपि पठितुम् इच्छति परञ्च पूर्वमपि तस्य विषयासीत् तत्तु विज्ञाने एव सैन्स् आसीत् अनन्तरं तस्य पूर्वं ये इच्छा आसीत् कि अहं एकः चिकित्सकः अपि भविष्यामि परञ्च अनन्तरं तस्य परिक्षायां याः अङ्काः समीचीनता नागता एतदर्थं तस्य परिवर्तणं जातं एतदर्तं सा पि पि टि इति इच्छति पि पि टि माद्ध्मेन सा या सिमेण्ट् अस्ति सिमेण्टस्य कम्पनि भवति फ़ाक्टरि भवति तस्य कम्पनि फ़्याक्टरि मध्ये सा या म्यानेज्मेण्टस्ति तस्य कत्र किं केमिकल् इत्यर् किमत् कथं निर्माणं कर् करणीयम् एतत्सर्वमपि ज्ञानं तत्र दद् दद्यातेव एतदर्थं तस्य इच्छा तु एवमेव वर्तते य सा पिपिटि करोति अनन्तरं किमर्थं भवति एतस्य कारणमेवमस्ति किं तस्य मन या अस्ति तद् एवमेव भवति यत् कि धनं कि कुत्रापि या कुतापि अर्जियानि किमर्थं त तस्य आयुः तु लघुः एव अस्ति परञ्च मन एवमेव अस्ति यत्र कि धनं किमपि किमपि भवेत् स्वस्य प्रकोष्ठे स्वस्य स्यूते एवं एतदर्थं सा पि पि टि इति शिक्षा प्राप्तुमिच्छति